अहं ब्याङ्किङ्ग् विषये सर्वदा पुरसज्जतां नाम अवधानं यत्र ददामि इत्युक्ते धनप्रेषणविषये धनप्राप्तिविषये एवं च अहं यत्र कुत्रापि अस्माकं ब्याङ्क् नम्बर् इति वदामः वयं ब्याङ्क् अकौण्ट् नम्बर् इति तादृशलेखनावसरे स्पष्टतां विषये सर्वदा अवधानं यच्छामि तत्र किञ्चित् व्यस् व्यत्यस् चेत् अस्माकं कृते अपि तत् तेन कष्टं ब्याङ्क् जनानां तत्र ये कार्यं कुर्वन्ति तेषां कृते अपि कष्टाय भवति अतः तादृशविषये अवधानं सर्वदा अपेक्ष्यते इति अहं भावयामि अहं तु तस्मिन् विषये सर्वदा अवधानम् ददामि एवं च अस्माकं ब्याङ्क् इत्यस्य ऐ एफ़् एस् सि कोड् इति वयं वदामः तत्र लेखनीयं भवति कदाचित् तादृशविषये अपि अवधानम् अपेक्ष्यते अहं सर्वदा मया सह मम अकौण्ट् पास्बुक् इति वदामः खलु तस्य प्रथमपृष्ठस्य छायाचित्रं वा तत् किञ्चित् सर्वदा रक्षणं करोमि एवं च पर्म्नण्ट् एकौण्ट् नम्बर् इति भवति प्यान् कार्ड् इति तदपि सर्वदा मया सहैव सर्वदा आधार् इत्यपि तद् ब्याङ्क् सम्बद्धं कदाचित् अपेक्ष्यते कदाचित् न अपेक्ष्यते इदानीं सर्वत्र सर्वत्र आधार् इत्यस्यापि अवश्यकता भवत्येव प्यान् एवं च अस्माकं ब्याङ्क् पास्बुक् इत्यस्य प्रथमपृष्टस्यापि सर्वदा रक्षणं करोम्येव मया मया सह एव तत् मोबैल् मध्ये वा दूरवाण्यां छायाचित्रं वा अथवा तस्य एकं कोपि वा तादृशं सर्वदा रक्षणं करोमि